हरिः ओम् हा वदतु कति दिनं लेट् कति दिनम् एकमासं प्रतिदिनम् एकं रूप्यकम् अस्ति तत् कारणेन एकं मासं वा त्रिंशत् रूप्यकम् एवं फ़ैन् अस्ति आम् क्लियर् नास्ति कुत्रापि रेञ्ज् अद्य अद्य न श्वः श्वः आनयतु पुस्तकम् फ़ैन् अपि श्वः ददातु पुस्तकं मम कृते नास्ति तत्र अन्यः मम असिस्टेण्ट् अस्ति किल तत्र तेषां कृते ददातु ददातु ते फ़ैन् अपि ते फ़ैन् अपि तेषां कृते ददातु ते एकं रसिट् भवत्याः कृते प्रति ददाति किं भो एकवारम् वदतु आं अ तद् भवती एकं कार्यं करोतु श्वः मां दर्शनार्थम् अत्र आगच्छतु ददतु अन्यत् किमपि अस्ति वा श्वः ग्रन्थालयं मध्ये आगच्छन्तु पुस्तकं प्रति ददातु फ़ैन् अपि ददातु तदनन्तरं पुस्तकम् इतोपि पुस्तकम् आवश्यकमस्ति चेद् भवती स्वीकरोतु अन्यथा मास्तु आं न नास्ति भोः अहं लैब्र लैब्ररीन् अस्मि खलु तत्कारणेन महोदया आर्ये आर्ये इति वक्तुं वा आं वदतु आं वदतु अहं श्वः दश अ दशवादनपर्यन्तं हा दशवादनतः चतुर्वादनपर्यन्तम् अहं ग्रन्थालयं मध्ये अस्ति ओके कटाक कटाक केटा बै बै सि यु कटाकं मणु